क्रीडाः राष्ट्रगौरववर्धनार्थम् अति मुख्याः यथा निरजचोप्रादिभिः ओलम्पिक् क्रीडासु शूलक्रीडायां विशेषतः यथा विशिष्टं स्थानं प्राप्तम् तावत् एतैः क् एताभिः क्रीडाभिः राष्ट्रगर्वः वर्धिष्यते अतः सर्वकारेण तस्य वर्धनार्थम् धनं दातव्यमेव तदेवनालं तदुपरि बाल्यादेव सर्वेषां बाल्य बा बाल्याद् बाल्यकालादेव क्रीड् बाल्यकालादेव बालेभ्यः एतत् क्रीडासु प्रोत्साहनं कर्तव्यं सर्वकारेण